मम मातुः वियोगः एव मम जीवनस्य महती कष्टकरी घटना आसीत् इदं बहु आकस्मिकरूपेण जातं रात्रौ अहं तया सह सम्भाषणं कृतवती परन्तु प्रातःकाले सा दिवङ्गता आसीत् किन्तु एवं जातम् इति मम मनः नैव अङ्गीकरोति स्म आदौ मातुः स्मरणं बहु भवति स्म तस्मात् मानसिककष्टं अनुबूतं तस्मात् बहिः आगन्तुम् अहं भगवद्गीतायाः अर्थसहिततया अध्ययनं कृतवती तेनैव मया सहनाशक्तिः अधिका जाता अहं भगवद्गीतया जीवनस्य नूतमार्गं नूतनं दृष्टिकोणमपि सम्पादितवती तत्र भगवतः कृष्णस्य उपदेशाः मनसः निर्वहणे बहु सहायम् अकुर्वन् साक्षात् मम प्रश्नानाम् एव उत्तरं कृष्णः दत्तवान् इति अनुभूतवती अतः अनेकानि परिवर्तनानि स्वजीवने आनीतुं सुलभम् अभूत् इदानीम् अहं सन्तिष्टा अस्मि